समग्रे जीवने बहूनि कार्याणि अस्माभिः सम्पादनीयानि भवन्ति यद्यपि तेषु कार्येषु बहूनि शैक्षिक काद्याणि सामाजिक कार्याणि च श्रेष्ठतां भजन्ते तथापि अध्यापनं श्रेष्ठतमम् इति अहं मन्ये तत्रापि अनौपचारिकशिक्षणं यतोऽहि अनौपचारिक् शिक्षणे न तु समयः नियतो भवति न तु कदाचित् छात्राः निश्चिताः भवन्ति अनेन अध्यापनेन समाजः विकासमाप्नोति एतत् सम्पादनाय मम अवदानमेव मत् कृते ग् गर्वस्थानं वर्तते